मया कदापि बृहत्तमं शिल्पं न कृतं बृहत्तमं शिल्पं कर्तुं शिल्पशास्त्रस्य तथा प्रतिमालक्षणस्य ज्ञानम् आवश्यकं वर्तते किन्तु मया शिल्पशास्त्रं तथा प्रतिमालक्षणानि अपि न अधितानि अतः मां बृहत्तमं शिल्पं कर्तुं महते क्लेशाय भवति यद्यपि मम मनसि बृहत्तमं शिल्पं कर्तुम् इच्छा आसीत् किन्तु शिल्पस्य निर्माणं कर्तुं यानि उपकरणानि अपेक्षितानि तानि उपकरणानि मम समीपे न सन्ति तथा च मयि शिल्पनिर्माणे तादृशकौषल्यमपि नास्ति अतः शिल्पनिर्माणार्थम् अहं तु शिल्पकाराणां प्रति एव गच्छामि शिल्पकारास्तु सुललितया शिल्पाणां निर्माणं कुर्वन्ति शिल्पकाराणां समीपे शिल्पनिर्माणकार्ये यानि उपकरणानि अपेक्षितानि तानि सर्वदा सिद्धानि भवन्ति